अहं मम गृहतः बेङ्गळूरुनगरे एकः कार्यक्रमः आसीत् तत्र गच्छन् आसम् तत्र यदा गतवान् कार् याने उपविष्टवान् अहं केब् बुक् कृतवान् आसं तत्र क्याब् कार् चालकः अपि सम्यक् नासीत् यतो हि कोविड् कालः आसीत् अस्ति सः मास्क् अपि न धृतवान् आसम् यद् मुखकौचं वर्तते तदपि न धृतवान् आसम् आसीत् पुनश्च कार् यानमपि सम्यक् न रक्षितवान् आसीत् उपवेष्टुं चेर्स् अपि अन्तः सीट् इति यद् उच्यते तदपि सम्यक् नासीत् कार् सर्वं दुर्गन्धयुक्तमासीत् सः तु स्नानमकृत्वा आगतवान् आसीत् यः कार् चालकः अस्ति एवं चेत् बेङ्ग्ळूरुनगरे जनानाम् अटनं बहु दुर्देवः इति यद् उच्यते सा स्थितिः आगच्छति एवं न स्यात् इति मम आशयः